अहं नागपुरे निवसामि नागपुरे प्राकृतिकसम्पन्नमूलः न सन्ति किन्तु नाग्पुरस्य समीपे ताडोबा प्रा पेञ्च् प्रकल्पः गोरेवाडा अभयारण्यः सन्ति तत्र जनाः पर्यटनं पर्यटनस्य कृते आगच्छन्ति तत्र हिंसपशवः सन्ति एवं वनचरः वनचरः अपि सन्ति रात्रौ रात्रौ आदिनं तत्र सफ़ारी चलति रात्रौ अपि रात्रौ रात्रिसमये अपि सफ़ारी प्रचलति तेन पर्यटने साहाय्यं भवति यदि जनः इतोपि आगमिष्यन्ति तर्हि तस्य तत्र जनः आनन्दं प्राप्नुवन्ति प्रा आगमिष्यन्ति तर्हि तत्र साहाय्यं व्यापारेषु साहाय्यं भविष्यति आर्थिक उत उत्पन्न उत्पन्नवृद्धिः भविष्यति व्या अवगमः आवागमनस्य सुविधा अस्ति तस् तत्र वृद्धिः भविष्यति

सहुक् आवागमनेव सर्वत्र बहु सौकर्यं भव सौकर्यं भवति एवं या कानि तृटिः सन्ति तेषां उपरि किमपि उपायं कर्तुं शक्यन्ते सर्वे ते सर्वे सर्वे अभयारण्यः सर्वकारस्य अधः प्रचलन्ति अतः यदि सर्वकारः अपि तत्र किमपि सुविधा करिश् करोति तर्हि इतोपि उत्तमः भवति